संस्कृते संस्कृतभाषायां बह्व्यः अपकल्पनाः भवन्ति संस्कृतभाषा देवभाषा इति कल्प्यते ततः तद् ब्राह्मणानां भाषा इति सङ्कल्पना अस्ति तद् नास्ति सर्वैः संस्कृतभाषायां वक्तुम् अपि शक्यन्ते अन्यद् किमस्ति इत्युक्ते सर्वे संस्कृतभाषा कठिना भाषा इति विचिन्त्य चिन्तयन्ति एवं विचिन्त्य कोपि पठनाय न आगच्छति तदपि निवारणीयम् संस्कृतभाषा सरलरीत्या पठितुं शक् पठितुं शक्यते सरला भाषा वर्तते किन्तु बालकस्तरे अपि संस्कृतभाषा सम्पूर्णतया विक्ततया पाट् पठनाय आरभ्यते चेत् संस्कृतं सरलं भविष्यति संस्कृतस्य अन्यत् एका प्र समस्या अपकल्पना वर्तते व्याकरणं व्याकरणं बहु कठिनमिति विचिन्त्य सर्वे त्यजन्ति किन्तु तदपि अवगच्छति एकवारम् उपविश्य पठति चेद् तदपि न्यूनीकर्तुं शक्यदे एतादृश्यः सामान्याः अपगल्पनाः सर्वासु मनसि विद्ना विचिन्त्य एव संस्कृतं पठनाय न आगच्छन्ति